शिक्षकाय विद्यालयेषु पाठयितुं बहु वस्तूनि आवश्यकानि सन्ति तेषु वस्तूनि किं किं न लभ्यमनानि इति अहं वदामि यदि अतः शिक्षकः विद्यालयेषु किमस्ति तत्र एकं कृष्णफलकं सुधाखण्डमपि आवश्यकमस्ति माडल् प्रकृति ब्लाक् बोर्ड् इत्युक्ते अहं वदामि कृष्णफलकं क्लिन् क्लोब् क्लिन्बोर्ड् फलकेन फलकं मानचित्रं बुलेटिन् बोर्ड् इत्युक्ते बुलेटिन् फलकम् तत्र एकं मेजिक् ल्याट्रिनिन् यद् जादु ल्याट्रिनिन् मायाचित्र तत्र आवश्यकं ग्लोब् भूमण्डलमपि अवश्यकमस्ति तत्र एकम् एपिय एपिडियेस्को एपिडियस्कम् आवश्यकमस्ति अत्र प्रोजेक्टरपि आवश्यकमस्ति एतद् विहाय यदि एकं सम्यक् एका कक्षा आवश्यकं यदि वयं चिन्तयामः तर्हि एतद्वस्तूनि आवश्यकमस्ति तेषु किं न लभ्यमानानि यदि भवति तर्हि एकम् उत्कृष्टकक्षा वयं न प्राप्नुमः इति अहं चिन्तयामि